विनोदेन आनन्देन च सह अधिकतमं ज्ञानं यः प्रददाति तादृशः कलाभ्यासः नाम मूल्याङ्कानां सङ्ग्रहणम् मूल्याङ्कानां सङ्ग्रहणेन सङ्ग्रहीत कस्यचिद् प्रदेशस्य भौगोलिकतायाः जीवन तत्रत्य जनानां जीवनस्य इतिहासस्य संस्कृतेः कलायाः च विषये ज्ञानम् अतीव वर्धयन्ति किमधिकं वक्तव्यं मूल्याङ्कानि प्रपञ्चस्य कृते लघुतमानि महाद्वाराणि सन्ति इति अवश्यं वक्तुं शक्नुमः